यात्राविकल्पानाम् उपलब्धिः इत्युक्ते सञ्चारः अर्थात् गमनागमनं सुलभम् अभवत् न्यूनसमये अधिकाधिकं प्रवासं कर्तुं शक्नुमः अनन्तरं मराठीमध्ये वदन्ति जी जग् जवळालय् इत्युक्ते कुत्रापि दीर्घं दूरं भव भविष्यति चेदपि किञ्चित् एकघण्टा एव आवश्यकं इ विमानयानेन तु एकघण्टा आवश्यकम् इति पर्याप्तम् इति भवति अधुना एतादृशं वदामः तर्हि तस्य अर्थः एव जग् जवळालय् इति अनन्तरं तस्य प्रभावः प्रति जनेषु जीवने दृश्यते तर्हि समानः समयस्य बचत् भवति सस सेविङ्ग् भवति टैम् सेविङ्ग् भवति तेन अनन्तरं नूतनः परिवण् परिवहनविधयः ये पूर्वम् आसन् अर्थात् पूर्वं गमनागमनं कर्तव्यं दूरं भविष् भवति चेत् अश्वेन भव अश्वयानमिति वदामः तेन गच् गच्छन्तः स्मः तर्हि बहुकालमपेक्षते